भारते बहू पुरातनेभ्यः सहस्रादिकेभ्यः वर्षेभ्यः युद्धकलाः प्रचलिताः सन्ति यथा महाभारतकालेषु अपि युद्धकलाः अतीवविकसिताः आसन् एवं भारतस्य विभिन्नेषु राज्येषु विभिन्नेषु प्रदेशेषु विभिन्नाः युद्धकलाः सन्ति यथा केरळराज्ये कळरिपयट्टु इति युद्धकला अतीवप्रसिद्धा वर्तते एवं युद्धकला इदानिन्तनसमये यथा चैनादेशस्य जुडो कराटे इति कोरिया देशस्य टैकण्डो इति नूतनाः युद्धकलाः इदानिं सर्वत्र प्रचलिताः सन्ति परन्तु एताः युद्धकलाः भारतीयात् एव सर्वेषु देशेषु प्रसिद्धाः भवन्ति एवं भारते अपि युद्धकलाः जनप्रियाः कर्तुं सर्वासु कलासालासु लघु लघु छात्राणां कृते युद्धकलाः प्रदीयन्ते एवं रूपेण भारते युद्धकलाः अतीवविस्तारिताः भवन्ति